अहं कृष्णयजुर्वेदस्य तैत्तिरीयशाखां किञ्चित् अधीतवान् अस्मि मम अभिप्रायानुसारं तत्र सर्वाः देवतानाम् अपि प्रामुख्यं दत्तम् इति भाति प्रमुखतया विष्णुरुद्रसूर्यस्य विषये तत्र लिखितमस्ति सूर्यस्य विषये ओं सूर्यो देवीमुषसगं रोचमानामर्यः इति सौर्यसूक्तमस्ति विष्णोः विषये ओं विष्णोर्नुकं वीर्याणि प्रवोचं यत्पार्थिवानि इति अग्रे गच्छति रुद्रस्य विषये ओं नमस्ते रुद्र मन्यव उतोत इषवे नमः इति रुद्राध्यायं नमकाध्यायं अपि च सन्ति प्र प्रमुखतया सर्वाः वेद देवाः अपि तत्र तत्तेषां नाम उल्ला नामोल्लेखनं सन्ति वसवः मरुत् इत्यपि दृश्यन्ते